अय् भोः बाल भवान् वित्तकोशं गच्छतु वित्तकोशस्य समीपे एव ए टि एम् इति यन्त्रं तत्र स्थापितमस्ति तत्र एतत् डेबिट् कार्ड् योजयतु एतद् योजयित्वा पुनः आहरणम् इति यत् लिखितं तत्र नुदतु तत्र यदा भवान् नोदनं करोति अनन्तरं कियद्धनं प्राप्तव्यम् इति सूचनाफलके आगच्छति तां सूचनां पठित्वा भवान् यदि पञ्चशतं रूप्यकाणि वाञ्छति तर्हि पञ्च शून्यं शून्यम् इति टङ्कणं करोतु ततः परं भवतः पिन् किम् अस्ति इति मशिन् पृच्छति यदा पिन् इण्टर् इति आगच्छति तदानीं भवान् भवतः पिन् गोपनीयतया पूरयतु तेन धनस्य प्राप्तिः भविष्यति पुनः भवतः ए टि एम् कार्ड् स्वीकरोतु प्रत्यागच्छतु